हलो हरिः ओम् भवन्तः होम् वर्कर्स् सन्ति वा तद् होम् वर्कर् होम् डिज़ैनर् होम् डिज़ैनर् सन्ति वा

तदृजा मम किञ्चित् मम इदानीमहं गृहं निर्माणं कृतवान् आसम् तद् बृहदस्ति तस्य अग्रे वाल् अस्ति खलु तद् स न न बहिः बहिः त्रि फ़्लोर् त्रि फ़्लोर्

तद् वाल् अस्ति बहिः वाल् हाल् हाल्मध्ये तदा वैट् कलर् अस्ति ह तद् रेड् कलर् करणीयम् अस्ति

तत् नार्मल् सीलिङ्ग् फ़्यान् कृतवान् अस्ति सा कार्ड् यः आसीत् हु ह ह रेड् कलर् वाटर् प्रूफ़् पेण्ट् तदर्थम् अनन्तरम् ए सि अपि आसीत् तद् रिनीवल् कर्तव्यमस्ति ए सि फ़्यान् ह ह भिन्नस्थाने स्थापनीयं तद् तद् हाल्मध्ये अस्ति निष्कास्य रूम् रूमन्तं स्थापनीयमस्ति अस्तु अनन्तरं हा अनन्तरं शौचालयः अस्ति न शौचालयः तद् अधः टैल्स् वर्तते तद् किञ्चित् भिन्नं स्थापनीयमस्ति पर्पल् कलर् हा ह पर्पल् कलर् टैल्स्

वाटर् प्रूफ़् रेड् पेण्ट् अनन्तरम् ह तद् निष्कास्य अन्तरूमन्तम् हाल्मध्ये अस्ति तद् निष्कास्य रूमन्तं स्थापनीयम् अस्ति हा हह तद् किं नल् शौचालयाः त्रयमस्ति हा चेञ्ज् कर्तव्यमस्ति

अनन्तरं तावदेव कियद्धनस्य सर्वम् आं श्वः आगच्छन्तु भवन्तः ह ह आ आं अस्तु भानुवासरे आगच्छन्तु धनस्य विषये किम् अस्ति

हा ट टैल्स् स्थापनीयमस्ति विंशतिसहस्रं किञ्चित् न्यूनं न भवति वा हा अस्तु फ़्यान् इतोपि ए सि त्रयं सहस्रं सहस्रं त्रयम् अस्तु तद् फ़ाल् पैण्ट्

हो हो मिलित्वा कियद् भवति विंशतिसहस्रम् यटि त्रि थौसण्ड् यटि थौसण्ड स्वीकुर्वन्तु त्रिसहस्रं केवलं न्यूनं कुर्वन्तु न एकसहस्रं न त्रिसहस्रम् द्विसहस्रं द्वास द्विसहस्रम् अस्तु रेड् रेड् ह शौचालयापि रेड् हा हा हा आगच्छन्तु आगच्छन्तु आम् आगच्छन्तु सर्वे

अस्तु हा क्लेशः नास्ति नास्ति राम राम